प्रायशः दशमे वयसि योगारम्भः क्रियते चेत् उत्तमं बाल्ये यः अभ्यासः क्रियते सः अभ्यासः आजीवनं तिष्ठति ततोपि अल्पवयसि इत्युक्ते दशमतः पूर्वमेव योगाभ्यासकरणस्य आवश्यकता न भवति बालाः क्रीडाकारणतः लुण्ठनकारणतः सर्वविधमपि आसनं कुर्वन्ति तत्र आवश्यकता नास्ति अनन्तरं तस्मिन् वयसि अत्यन्तम् अल्पवयसि योगकरणं कष्टमेव तेषां मनः अपि एकत्रीकरणं न शक्यते मनसः अपि अतः प्रायः दशमे वयसि योगारम्भः क्रियते चेत् अत्यन्तम् उत्तमं तदा शरीरमपि सरलतया वक्रीकर्तुं शक्यते आसनानि समीचीनतया पठितुं शक्यते एकवारं शरीरस्य सम्यक् अभ्यासः जायते चेत् अनन्तरं आजीवनं कुत्रापि क्लेशः न अनुभूयते प्रौढवयसि योगकरणं कष्टकरं भवति अतः अल्पवयसि एव योगारम्भः अत्युत्तमः